हा महाभारतं लक्षश्लोकात्मकम् इति अस्माकं विश्वासः तथा सम्प्रदायः तथा ब्रवीति एतद्विषये बहूनां विसंवादोपि वर्तते यतः महाभारतस्य रचयिता वेदव्यासः स एकाकिनतेन एवं लक्षश्लोकात्मकः ग्रन्थः कथं लेखितुं शक्यः तत्रापि कारणमिदमस्ति यत् पाश्चात्येषु विशिष्य ग्रीक्भाषायां त तत् तत् संवादत्वेन तन्नाम महाभारतं यस्मिन् काले प्रणीतं तत् संवादिकाले तावत् होमर् इत्याख्येन इलियाड् ओडिस् इति द्वे महाकाव्ये लिखिते खलु तयोरुभयोः मेलनेनापि महाभारतस्य षष्ठोंशोपि तुलितौ न भवति तन्नाम तावत् बृहद्गात्रं वर्तते महाभारतं तर् तस्मात् इदं कृत्स्नं महाभारतम् एककर्तृकं न गच्छता कालेन एकैकेन विभिन्नैः जनैः अत्र अन्तर्भाविताः अंशाः सन्ति इति केषाञ्चित् प्रवादः तदनुरोधेन वस्तुतः महाभारतेपि क्वचित् केचन श्लोकाः वर्तन्ते यथा सप्तसहस्राणि सप्तशतानि च इति वर्तते किल तदनुरोधेन केचिद्ब्रुवते यत् सप्तशताधिकसप्तसहस्रं श्लोकाः महान् वेदव्यासेन महर्षिणा विलिखिताः अन्ये तावत् अन्यैः ता तदुत्तरवर्तिभिः योजिताः एवं महाभारते तावत् प्रक्षेपविक्षेपाः अधिकाः सन्ति इत्यपि ते कश्चन प्रवादो वरीवर्ति किञ्च एकेन जनेन लक्षं श्लोकाः लेखितुं दुश्शकाः इति यः प्रवादो वर्तते इति यत् कारणं एतदंशे एक कारणत्वेन यत् स्वीकृतं वर्तते तत्तु किञ्चित् हास्यास्पदमेव प्रतिभाति यतोहि इदानीमपि घण्टाशतकं घटिकाशतकम् इति क्रमेण एकया घटिकया तन्नाम चत्वारिंशता मिनिट्स् इत्युच्यते खलु चा चतुर्विंशतिः मिनिट्स् एका घटिका इत्युच्यते तावत्या तावतैव समयेन तन् नाम एकया घटिकया शतं श्लोकाः विरच्यन्ते तथा भूताः सन्त्येव अधुनापि एका घण्टा यत् इदं घटिकाशतकमित्युच्यते एवं घण्टाशतकमित्यपि अस्ति चतुष्षष्टिः षष्ट्यां मिनिट्स् इति यदुच्यते मिनिट् इत्यर्थे अहं निमेषशब्दं प्रयुञ्ज्ये एवञ्च षष्ट्यां निमेषु शतं श्लोकाः इति रचयितारः अपि सन्ति यदि अपि च महाभारते एव त्रिभिर्वर्षैस्सदोत्थाय इत्यादिकं किञ्चित् पद्यं वर्तते तत्र इदम् अभिहितमस्ति यत् महर्षिः वेदव्यासः त्रिभिर्वर्षैः इदं महाभारतं कृत्स्नं रच रचयामास इति एवञ्च त् त्रीणि वर्षाणि नाम रफ़्लि सहस्रं दिनानि भवन्ति सहस्रेषु दिनेषु लक्षं श्लोकाः इत्येतत् एकेन दिवसेन शतं श्लोकाः इत्यनेन संवदते तन्नाम प्रत्यहं शतं श्लोकाः यदि विरच्यन्ते तर्हि सहस्रेषु दिनेषु लक्षं लक्षं श्लोकाः कृताः भवन्ति इदं तावत् न दुःशकं तस्माद्धेतोः यत् एकः एकः एतादृशं बृहद्गात्रं ग्रन्थं कर्तुं न शक्नोति इति यत् उच्यते तत्तु असङ्गतमेव इति दिक् अन्येपि अंशाः एतत्सम्बद्धाः ये वर्तन्ते ग्रन्थस्वरूपविषये तत्र प्राधान्येन अष्टादश पर्वाणि यानि सन्ति तद्विषयेपि व केषुचित् पाठेषु चतुर्विंशतिः पर्वाणि पर्वाणि उपलब्धानि सन्ति यथा वस्तुतः गदायुद्धं भीमदुर्योधनयुद्धं तावत् शल्यपर्वणि वर्तते तत् केषुचित् पाठेषु तावत् तद्युद्धं पृथक् पार्थक्येनैव पर्वत्वेन गृहीतमस्ति गदापर्वनाम्ना एवं तत्र ग्रन्थस्वरूपविषयेपि तत्र बहवः विषयास्सन्त्येव सद्यस्तु समयाभावत् एतावता विरमामि